केब् कृते अहं पृच्छामि अहम् इदानीं रात्रौ अभवत् तत्तु इदानीम् अहं सिकन्द्राबाद रैल् रैल् स्थानकं गन्तव्यं भवति किञ्चित् विलम्बः अभवत् तदर्थं भवन्तः कृपया ओला काब् इदानीम् अहं यत्र वसामि तत्र भवन्तः प्रेषयितुं शक्नुवन्ति वा क् इदं मूल्यं कियद् भवति इति अहं पृच्छामि